आम् रेलयानस्य विषये वक्तुं निश्चयेन शक्नोमि रेलयान इति श्रुणुमः चेत् इमम् विषयः अस्माकं बुद्धौ आगच्छति तदेव भारतीय रैल्वे एव भारते अत्यन्त अधिक उद्योगनिर्माणं कृत विभागः द लार्जेस्ट् जोब् प्रोड् प्रोड्यूसर् एतदेकं विषयः अन्यदेकं रेलमार्गः अहं बहू रेलयानं कृतवान् शिवमोग्गतः मैसूरु बेंगलूरु दारवाड् उडुपि मङ्गलूरु अत्र कर्नाटके एव रेलयाने प्रयाणं कृतवान् अन्यत्र गन्तुम् विचारः अस्ति परन्तु न गतवान् एतावत् पर्यन्तम् रेलयानः न्यूनधनेन अधिकं प्रवासं कर्तुं सहाय्यं करोति धन्यवादः